नमस्कारः महोदयः अहं डोक्टर् प्रतीकेन सह वार्तालापं करोमि वा अहं मनसा तथा च शरीरेण बहु पीडितोऽस्मि प्रेमिका तु स् सा गतवती मां विहाय तथा च यानि यानि मम मित्राणि आसन् तानि अपि मां त्यक्त्वा बहुदूरं गतानि मत्तः अहम् एकाकी एव अस्मि तथा च बहु पीडितोऽस्मि तत् तु सम्भाषणाय वदनार्थं तु तत् माता माता पितापि मां त्यक्त्वा गतौ बहुदूरं गतौ बहु विमया पीडा एवं वा एवं वा ओ एवं वा तर्हि इतः परं किं किं करणीयं मया

के के योगासनाः अपेक्षिताः ते प्रश्नं

आम् तर्हि किं किम् अपेक्षितमधुना मया तुं बहु मार्मिकं भवान् उक्तवान् परन्तू अस्मिन् काले बोधोऽपि न जायते मनसि यतो हि मम मनः यतो हि मम मनः प्रागेव पीडितं तस्मात् एवं तर्हि वारं वरां वारं वारं भवतां समेतम् अहं वार्तालापं करोमि येन येन येन मम आम् आं हरिः ओम्